नागपुरे चित्रकला महाविद्यालयः अस्ति एतस्यां संस्थायां जनाः चित्रकलां पठन्ति

सङ्गीतकलायाः ज्ञानं प्राप्तुं विविधाः संस्थाः सन्ति इतोऽपि नागपुरे कलाकेन्द्रम् अपि अस्ति